हरि ओम् महोदय किं किं न श्रूयते महोदय सम्यक्तया सत्यं सत्यम् स्टार्ट् न भवति वा अहं कर्तुं शक्नोमि परन्तु इदानीं मम पार्श्वे कोपि नास्ति इत्युक्ते मम ये कर्मकरा सन्ति इदानीं न सन्ति कर्मकरा तो भवत्या तत् गृहं कुत्र अस्ति महोदय भवती किं कदा तत् सर्वीसिङ्ग् कृतवती ओ हो गतमासे सर्विस् निमित्तं दत्तवती परन्तु स्टार्ट् न भवति भवती तत् कुञ्चिका यदस्ति तत्

ओ हो

ओ हो सत्यं तर्हि एतत् किम् इत्युक्ते कुत्रापि डस्ट् किमपि अस्ति तदा किञ्चित् स्वच्छता करणीयं अस्ति तदहम् प्रेषयामि परन्तु महोदय इदानीं य गमिष्यति इदानीं रात्रिकाल अभवत् श्व गच्छति वा न हि इदानीम् प्रेषयितुं शक्नोमि परन्तु इदानीं प्रेषयामि चेत् किञ्चित् अधिकं धनं स्वीकरिष्यामि

सत्यं परन्तु शीघ्रं तु अहं कारयितुं शक्नोमि इदानीं य गमिष्यति स किञ्चित् अधिकं धनं स्वीकरिष्यति यदि भवती आम् इति वदति अहम् इदानीमेव प्रेषयामि अ समस्याम् इति यतोहि वक्तुं न शक्नोमि यत् भवत्या तत् किं माडल् अस्ति महोदय तत् किमपि वक्तुं शक्नोति वा यानस्य माडल् ओ हो मारुति एय्ट् हण्ड्रेड् अस्तु तर्हि य गमिष्यति स तत्र दृष्ट्वा किमपि कर्तुं शक्नोति चिन्ता नास्ति तत् समस्या निवारणं अहं कारयिष्यामि कथञ्चित् अस्तु अस्तु आम् महोदय आम् राम् राम् प्रेषयामि प्रेषयामि